मया दृष्टम् एकं सुन्दरं स्थानमस्ति कन्याकुमारी तत्र विवेकानन्दशिला वर्तते तिरुवळ्ळूर् इत्यस्य महाशयस्यापि बृहत् प्रतिमा तत्र वर्तते तथापि तत्र विवेकानन्दशिलायां ध्यानकेन्द्रं वर्तते तत्र स्थानस्य वैशिष्ट्यमिति किमित्युच्यते चेत् तत्र सागरद्वयस्य मेलनं भवति इण्डियन् महासमुद्रः तथापि अरेबियन् समुद्रः तथपि बेङ्गाळ् समुद्रः अपि मिलति तत्र सङ्गमभूमेः तत्र एकं पार्श्वे स्थित्वा सूर्यास्तमः तथा सूर्योदयः अपि द्रष्टुं शक्नुवन्ति सूर्योदयसमयः बहु शान्ततां तथापि सूर्यस्य प्रभापूर्णं द्रष्टुं बहु सुन्दरमस्ति एवं सुन्दररूपेण उपरि सूर्यः आगच्छति तद् नयनानन्दकरं तस्य सूर्यस्य चलनं सूर्यस्य चलनमिति भूमेः चलनमेव अस्माभिः द्रुष्टुं शक्यते बहु समीचीनं भवति तदापि तस्य मध्याह्नानन्तरं सायङ्काले तत्र अस्तमः अपि द्रष्टुं शक्यते तदपि बहु सुन्दरं वर्तते अत्र द्वयोः अपि दर्शनम् एकस्मिन् दिने शक्यते द्रष्टुं शक्यते इत्यस्य बहु सन्तोषः जातः तथापि तत्र शिला अस्ति विवेकानन्दशिला त ध्यानमग्नरूपेण उपवेष्टुं शक्यते मध्याह्नसमये तत्र तद् शक्यते मध्याह्ने बहु उष्णः अस्ति तदा तादृशसमये वा अन्ते शिलायाः अन्ते ध्यानं कर्तुं बहु समीचीनमस्ति एवं सूर्यास्तमं तथा उदयं तदापि मत् आहत्य ध्यानमपि सर्वं समीचीनप्रदेशः भवति